योगशिक्षणार्थम् अन्तर्जालवाहिनीः अनुसरसि इत्युक्ते वयं कोपि योगभ्यासं कुर्मः चेत् अन्तर्जाले कति कष्टम् एव भाति किमर्थं चेत् योगभ्यासः करोति चेत् शरीरस्य अङ्गानि इतः ततः कर्तुं भवति अतः एव कष्टं तु भवत्येव तत्कारणात् योगभ्यासेन कष्टम् एव भवति परन्तु योगभ्यासे अपि सरलः अपि योगः अस्ति यथा शयनासनं सुखासनम् इति तत्पश्चात् योगभ्यासे कष्टम् अस्ति एव तत्पश्चात् किं भवति चेत् योगः करोति चेत् शरीरस्य अङ्गानि इतः ततः करोति अतः एव योगं करोति चेत् अनेकानि फलानि सन्ति यथा वक्तुं शक्नुमः उदा उद उदरस्य वेदना भवति तदा वयं प्राणयामं कुर्मः शरीरस्य वेदनापि भवति चेत् प्राणायामं कुर्मः तत्पश्चात् शिरोवेदनापि भवति चेत् प्राणायामः कर्तुं शक्यते अतः एव योगाभ्यासेन बहवः रोगाः निष्पन्नः भवति अतः एव योगाभ्यासः कर्तुं शक्यते अतीव योगाभ्यासं करोति चेत् कष्टं भवत्येव कष्टं भवति चेत् एव शरीरस्य रोगः नाशः कर्तुं शक्यते